भारते अद्य सम्मुखीक्रियमाणाः दोषाः समस्याः बहवः सन्ति यतो हि भारतदेशे सर्वत्र भयोत्पादनम् भ्रष्टाचारः इत्यादि समस्याः दरीदृश्यन्ते न केवलं भ्रष्टाचारः भयोत्पादनमित्यादि जातितारतम्यं तथैव वर्णभेदः इत्यादिविषयाः अपि दृश्यन्ते भारते भयोत्पादनम् अत्यन्तम् व्यापकरूपेण सर्वत्र व्याप्तं वर्तते न केवलं भारतदेशे प्रपञ्चे अपि भयोत्पादनस्य विषयः अत्यन्तम् महत्वपूर्णम् अस्ति यतो हि भयोत्पादकः न केवलम् एकस्य देशस्य समग्रप्रपञ्चस्येव भयमुत्पादयति तस्य मनसि मां विना यः एकं देवम् इच्छति तं विना अन्यं देवं पूजयति चेत् चेत् सः मारणीयः सः अत्र भवितुं नार्हति इति चिन्तयन्तः ते भयोत्पादनं कुर्वन्ति भारते विविधप्रदेशेषु उदाहरणार्थं मुम्बैनगरे दशवर्षेभ्यः प्राक् एकवा एकः स्फोटः सञ्जातः प्रतिदिनं काश्मिरप्रदेशे सैनिकानां हत्या भविष्यति प्रतिदिनं केरला राज्ये ऐसिस् जनानां सम्पर्कवशात् अस्माकं भारतीयाः एव तस्य ऐसीस् कृते स्वात्मानं योजयितुम् इच्छुकाः सन्ति तथैव भ्रष्टाचारः अस्माकम् विविधसर्वकारीयसंस्थासु भ्रष्टाचारः दरीदृश्यन्ते एतादृश दोषाः समस्याः भारतदेशे सर्वदा अस्ति एव अस्य समस्यायाः अस्याः समस्यायाः दूरीकरणार्थं सर्वकारः कथं प्रयतते इति इदानीं चिन्तनीयं भारतदेशे इदानीम् यः सर्वकारः वर्तते तत् तेन भ्रष्टाचारस्य विषये नियन्त्रणं कर्तुं डिजिटल् माध्यमेन सर्वत्र धनस्य व्यवहारः चलति अर्थात् मौखिकरूपेण अथवा कागदरूपेण किमपि धनं यस्मै कस्मै अपि दातुं न्यूनं कृत्वा जङ्गमदूरवाणीद्वारा वा अथवा बेङ्क् द्वारा साक्षात् व्यवहारः डि बि टि इति उच्यते तस्य तादृशव्यवहारः इदानीम् अधिकं वर्तते यु पि ऐ पेमेण्ट् इति वदामः तेन द्वारा फ़ोन् पे भवतु गूगल् पे भवतु इत्यादिद्वारा इदानीं मोबैल्द्वारा एव सर्वत्र धनस्य व्यवहारः भविष्यति अतः देशे सामान्यतः सप्तश सप्ततिप्रतिशतं जनाः इदानीं मोबैल्द्वारा यू पि ऐद्वारा धनस्य व्यवहारं कुर्वन्ति तेन भ्रष्टाचारः अथवा यस्य कस्यापि किञ्चद्धनं दत्वा कार्यं कारयामः कार्यं कार्यं करणीयम् इति सम्भवः न भवति अतः भारते सर्वत्र अयम् वित्तकोषस्य यः क्रमः वर्तते सः क्रमः अत्यन्तं प्रभावी अस्ति तेन भ्रष्टाचारस्य न्यूनता अपि जाता तथैव भयोत्पादनं भयोत्पादनविषये इदानिम् एन् ऐ ए इति एका एका संस्था वर्तते तया भारते विद्यमानाः भयोत्पादकाः भयोत्पादकानां कृते सहाय्यं कुर्वन्तः ये सन्ति तान् इदानीम् तान् दृष्ट्वा अथवा तान् अन्विष्य शिक्षां दातुम् एन् ऐ ए इति एका संस्था प्रयत्नं कुर्वन् अस्ति तावदेव न भारतसर्वकारतः विदेशे विद्यमानाः ये भयोत्पादकाः तानपि नाशयितुम् उपायं कुर्वन् अस्ति अतः भयोत्पादनस्य मूलोत्पादनं कर्तुं भ्रष्टाचारस्य च निर्मूलनार्थम् एवं विविध समस्यानां निवारणार्थम् अत्र भारतसर्वकारः परि प्रयत्नं कुर्वन् एव अस्ति तथैव भारते समस्याः सन्ति इति तु सत्यं तस्य निवारणार्थम् एकैकः अपि पुरुषः एकैका व्यक्तिः अपि सर्वकारस्य सहयोगेन निवारणम् करणीयं भवति न केवलं सर्वकारेण समस्यानां निवारणं कर्तुं न शक्यते व्यक्तीनां सहयोगेन संस्थासु वा भवतु व्यक्तिषु वा भवतु सर्वत्रापि भष्टाचारस्य च भयोत्पादकं भयोत्पादकं भयोत्पादनस्य चापि निवारणं कर्तुं शक्नुमः एवं देशे अन्याः समस्याः अपि सन्ति विशेषेण जलसमस्या आहारस्य मौल्यस्य वर्धनम् इत्यादिविषयाः सन्ति तत्र किं कारणम् इति चेत् आहारस्य स्व स्वकीय जीवनार्थम् आवश्यकता या अस्ति आहारस्य तस्य वर्धनं कर्तुं वयं प्रयत्नं करणे वयं प्रयत्नः अस्माभिः प्रयत्नः करणीयः यतो हि स्वकीयजीवनार्थम् ये च अपेक्षिताः ते स्वयमेव वर्धनीयं भवति अन्येषां सहाय्यकरणम् आहारमूलस्य वृक्षस्य वा वर्धनार्थं सहाय्यकरणम् अत्यन्तम् अनिवार्यं वर्तते जलसमस्या वर्तते तदर्थं सर्वकारः इदानीं चिन्तितं नदीनां योजना इत्युक्ते दक् दाक्षिणात्ये विद्यमानाः नद्यः ये याः सन्ति उत्तरभारते विद्यमानाः नदीनां सहयोगेन तयोः योजनेन सर्वत्रापि जलस्य प्राप्तिः यथा भवेत् तथा अयम् इयं योजना चलति इयं योजनापि भारतसर्वकारस्य योजना अतः जलक्षामः न भवेत् सर्वेषां जलं प्राप्तव्यं सर्वेषाम् आहारः प्राप्तव्यः इत्यादिविषये भारतसर्वकारः चिन्तितः वर्तते एवं समस्याः सन्ति समस्यायाः निवारणार्थं सर्वकारः एतादृशरीत्या प्रयत्नः क्रियमाणः वर्तते इति उक्त्वा विरमामि